धन्यवादः धन्यवादः किं किम् अस्ति भवतः रेस्टोरेण्ट् मध्ये खाद्यपदार्थाः विशेषाः आम् आम् परञ्च अहं तु अत्र अन्य उद्देशेन आग आगच्छामि किमस्ति अहं फुड् ब्लोगर् अस्मि युट्यूब् उपरि इति कारणात् अहं भवतः रेस्टोरेण्ट् मध्ये खाद्यपदार्थाविशेषाः चलच्चित्राणि स्वी स्वीकृत्य तत्र अन्तर्जाल उपरि स्थापयामि

अस्तु अवश्यं करिष्यतु तथा सूचना दास्यतु मम धन्यवादः आम् अस्तु अस्तु अहम् अवश्यमेव ओडरं दास्यामि अस्तु अस्तु महोदय अहं चलच्चित्रं स्वीकरिष्यामि कुत्र अस्ति भवतः खाद्यपदार्थविशेषाः अस्तु अस्तु अहं चलच्चित्रं स्वीकरिष्यामि मार्गं प्रदर्शयतु एकं वारं न न मम सह मम मित्रम् अपि अस्ति सः इदानीं तु बहि अस्ति सः अपि मम सह कार्यं करोति

अस्तु महोदय अहं चलचित्रं स्वीकृतवान् इदानीं भवतः कृते भवतः बहु बहुधन्यवादः इदानीं आम् आम् बहु उत्तमचलच्चित्राः अहं गृहीतवान् अस्तु अस्तु एकम् आर्डरं लिखतु दाल् बाटि चूर्मा कति शुल्कमस्ति अस्य भोजनस्य शतम् अस्तु अधि अधिकं नास्ति आम् आम् आनयतु